हा हरिः ओं नमस्कारः महोदय मम नाम मुरळी वेङ्कटकृष्णः विवेकानन्दयोगकेन्द्रमस्ति वा इदं आम् अहं यो योगासनं पठितुमिच्छामि किन्तु अहं भवतः केन्द्रमागन्तुं न शक्नोमि अन्यः कोपि उपायः अस्ति वा ओ अन्तर्जालद्वारा वा

अहं मम गृहं किञ्चित् दूरे अस्ति अहं दृष्टवान् भवतः केन्द्रं नगरस्य मुख्यभागे अस्ति अहं तु नगरात् बहिः अस्मि अतः गमन आगमने मम कष्टमस्ति अतः एव कस्मिन् समये भवान् योगवर्गं चालयति

हा हा हा हा हा सायङ्कालसमयः उचितः एव आम् भवान् सायङ्काले वदति चेत् अहं तस्मिन् समये अहं सिद्धः भवामि हा हा हा

हा आम् अस्ति अस्ति हा हा एवं ओ बहु सन्तोषः मम तादृशसमये किं वस्त्रं धरणीयमिति अस्ति वा नियमः

हा बहु अगाढं वस्त्रं प्रर्याप्तम् आमाम् ओ पञ्चगच्छमपि शक्यते ओ ओ उत्तमं मम अन्यः एकः संशयः इदानीम् अन्तर्जालद्वारा भवान् पाठयति अहं यदि आसनानि सम्यक् न करोमि कथं भवान् तत्र परिष्कारं कर्तुं शक्नोति मम दोषः अस्ति चेत् ओ अस्तु अस्तु मम फ़ोन् वीडियो स्विच् आन् करोमि भवान् तत्र दृष्ट्वा भवान् परिष्कारं करोति अस्तु महोदय

अवगमनं भवति ओ ओ ओ दर्शनं कर्तुं शक्नोति ओ महान् सन्तोषः महोदय आं श्वः सायङ्काले अहं षड्वादने भवतः वर्गार्थम् आगच्छामि धन्यवादः नमस्कारः मम नाम मुरळीवेङ्कटकृष्णः आं नमस्ते महोदय नमस्ते पुनर्मिलामः